आं सत्यम् अहं मध्यमवयस्कः मध्यमवयसी अस्मि ज्येष्ठः युवानश्च भिन्नं विषयम् अपेक्ष्यन्ते तत् तु सत्यम् तलमारिन वैविध्या इति वदन्ति खलु एवं गेप् जेनरेशन् गेप् इति भवति एव परन्तु वयमपि पूर्वं युवक यूनाः आस्म इति कारणात् वयमपि तान् एव विषयान् अपेक्षितवन्तः यद्यपि अस्माकं वयो वयो करण वयोः कारणात् तान् विषयान् यदि इदानिं वयं नेच्छामः तथापि पूर्वं वयं तस् तेषां विषयानाम् उपयोगं कृतवन्तः एव अतः यूनाः युवानः तान् विषय विषय तेषां विषयानाम् उपयोगं कुर्वन्तु नाम अनन्तरं ते एव ज्ञायन् ज्ञास्यन्ति एतस्य उपयोगता अस्ति वा न वा इति तथा अस्माभिः तत स्वात स्वतन्त्रता देया इति मम अभिप्रायः